हरि ओं नमस्ते ओला केब् सेण्टर् वा कस्टमर् केर् वा मम कुण्ठार्थः पुत्तुरु प्रति गन्तव्यं अस्ति तदर्थम् अहं ओला बुक् कृतवती किन्तु समयः समये न आगतं तत् कुत्रापि स्थगितम् अस्ति मम शीघ्रातिशीघ्रं पुत्तुरु गन्तव्यमेव बहु शीघ्रं गन्तव्यं इदानीं केन्सल् चेत् केन्सल् करोतु नो चेत् अन्य यानं प्रेषयित्वा अस्माकं सेवा तत्र शीघ्रातिशीघ्रं गन्तुं अवसरं प्रा प्रापयतु धन्यवादाः